किं नाम योगः योगः नाम मिलनः इति वयम् अस्माकम् आत्मानं परमात्मानं प्रति समर्पणम् इति अपि वक्तुं शक्यते शारीरिकयोगः अथवा व्यायामस्य रूपमपि एतद् वक्तुं शक्यते योगे बहवः विधाः सन्ति अत्र कर्मयोगः भक्तियोगः ज्ञानयोगः राजयोगः स्वरयोगः नादयोगः इति बहवः विधाः अपि वक्तुं शक्यते एतद् शारीरिकयोगे अष्टाङ्गयोगः इति अपि वक्तुमपि शक्यते अष्टाङ्गयोगे यम नियम आसन प्राणायाम प्रत्याहार धारणं ध्यान समाधयः इति अष्टाङ्गयोगे प्रसिद्धाः अपि अस्ति